क्रीडायाः विषये वक्तव्यं चेत् ग्रामीणाः तत्र अधिक उत्सुकाः भवन्ति एवं च तत्र ग्रामीणाः छात्राः वा तत्रत्ययुवाः वा यदा समयः प्राप्यते अर्थात् भानुवासरे वा शनिवासरे वा यदा समयः प्राप्यते तदानीं शाला इत्यादिकं तस्मिन् दिने न भवन्ति इति कृत्वा शालाक्रीडाङ्गणं रिक्तं भवति तदानीं तत्र गत्वा स्वयं ते किमपि तत्र ग्रामीणक्रीडा वा अपि च क्रिकेट् फ़ुट्बाल् लगोरि इत्यादिक्रीडाः तैः क्रीड्यं क्रीड्यन्ते तत्र ते एव समूहः इत्यादिकं कृत्वा समूहं कृत्वा स्वयं क्रीडेषु भागग्र ग्रहणं कुर्वन्ति

ते स्वयं क्रीडेच्छुकाः एवञ्च यद् प्रातरारभ्य क्षेत्रे कार्यं कृतं भवति तस्य यद् टेन्शन् भवति तद् निवारणार्थमपि ते क्रीडां क्रीडन्ति एवं ते ग्रामीणाः जनाः तत्र स्वयं क्रीडन्ति अपि च ते किमपि ग्रूप् इत्यादिकं कृत्वा स्वयं तत्र पार्श्वे विद्यमानग्रामान् अपि संयोज्य कदाचित् टूर्नमेण्ट् इति फ़ुट्बाल् टोर्नमेण्ट् वा कब्बड्डि टोर्नमेण्ट् वा इत्यादिकम् आरचय्य तत्र आनन्दं प्राप्नुवन्ति एवं ग्रामीणाः जनाः सामाजिकदृष्ट्या क्रीडायाः विषये स्व अभिप्रायं प्रकटयन्ति